अयोध्याकाण्डं मुख्यलेखकः अयोध्याकाण्डं रामस्य विवाहात् किञ्चित् कालानन्तरं राजा दशरथः रामस्य अभिषेकं कर्तुम् इच्छति स्म ततः कैकेय्याः दासी मन्थरा कैकेय्याः मनः विमुखीकृतवती मन्थरायाः उपदेशात् कैकेयी प्रासादं ययौ यदा दशरथः अनुनयम् आगतः तदा कैकेयी तस्मात् वरं याचितवती यत् भरतं राजा करणीयं रामं चतुर्दशवर्षपर्यन्तं वनवासं प्रेषयितव्यम् इति सीतालक्ष्मणौ अपि रामेण सह वनं गतवन्तौ निषादराजा गुहः तेषां त्रयाणां बहु सेवां कृतवान् केनचित् अनिच्छया सह नौकायां त्रीन् अपि गङ्गानद्याः पारं नीतवान् प्रयागं प्राप्य रामः भारद्वाजऋषिं मिलितवान् ततः रामः यमुनायां स्नानं कुर्वन् वाल्मीकिऋषेः आश्रमं प्राप्तवान् वाल्मीकेः सल्लाहानुसारं चित्रकूटे रामः सीता लक्ष्मणः च निवसन्ति अरण्यकाण्डः किञ्चित् कालानन्तरं रामः चित्रकूटं त्यक्त्वा अत्रिऋषेः आश्रमं प्राप्तवान् अत्रिः रामं स्तुत्वा तस्य पत्निम् अनसूयां च सीतां पतिव्रतधर्मस्य सारं व्याख्यातवान् ततः रामः अग्रे गत्वा शरभङ्गर्षिं मिलितवान् शरभङ्गर्षिः केवलं रामदर्शनस्य कामना एव तत्र निवसति स्म अतः रामदर्शनकामना पूरणानन्तरं सः योगाग्निना स्वशरीरं दह्यं ब्रह्मलोकं गतः अग्रे गच्छन् रामः नानास्थानेषु अस्थिराशिं दृष्टवान् येषां विषये ऋषयः रामम् अवदन् यत् राक्षसाः बहून् ऋषीन् खादितवन्तः एतानि च तेषाम् ऋषीणाम् अस्थीनि एतस्मिन् विषये रामः सर्वान् राक्षसान् हत्वा पृथिवीं राक्षसरहितं करिष्यामि इति प्रतिज्ञां कृतवान् किष्किन्धाकाण्डः रामः ऋष्यमुकपर्वतस्य समीपम् आगतः तस्मिन् पर्वते सुग्रीवः मन्त्रिभिः सह निवति स्म सुग्रीवः बलिः वीरद्वयं तस्य वधार्थं प्रेषितवान् इति भयात् ला रामलक्ष्मणयोः विषये सूचनां प्राप्तुं ब्राह्मणरूपेण हनूमन्तं प्रेषितवान् बलिः तं न प्रेषितवान् इति ज्ञात्वा हनूमान् रामसुग्रीवयोः मित्रतां कृतवान् सुग्रीवः रामं सान्त्वितवान् यत् जानकी जी लभ्यते सः ताम् अन्वेष्टुं सहायं करिष्यति इति अपि च भ्रात्रा बलिना तस्य उपरि कृतानि अत्याचाराणि च अपि कथयति स्म बलिं मारयित्वा रामः कष्किन्धाराज्यं सुग्रीवाय बलिपुत्राय अङ्गदं च युवराजपदं दत्तवान् सुन्दरकाण्डं हनूमान् लङ्कां प्रति अगच्छत् सुरसः हनूमान् परीक्षासमर्थं शक्तिं च लब्ध्वा आशीर्वादं दत्तवान् मार्गे हनूमान् छायाग्राहकं राक्षसीं हत्वा लङ्किणीम् आक्रम्य लङ्कां प्राविशत् सः विभीषणं मिलितवान् अशोकवाटिकां प्राप्ते हनूमान् सीतां तर्जयन् रावणः रावणस्य गमनानन्तरं त्रिजटा सीतां सान्त्वयति स्म यदा सः एकान्ते आसीत् तदा हनूमान् जी सीता मातरं मिलित्वा रामस्य वलयम् अयच्छत् हनूमान् अशोकवनं नाशयित्वा रावणस्य पुत्रम् अक्षयकुमारम् अक्षयकुमारं च मारितवान् मेघनाथः हनूमान् कोवरे वध्वा रावणस्य समागमं नीतवान् रावणस्य प्रश्नस्य प्रतिक्रियारूपेण हनूमान् रामस्य दूतस्य परिचयं दत्तवान् रावणः तैले निमज्जितं पटं हनूमतः पुच्छे बद्ध्वा अग्निना दग्धवान् तस्मिन् हनूमान् लङ्कां दग्धवान् लङ्का काण्डं जाम्बवतः जाम्बवतः आज्ञानुसारं नलनीलभ्रातरौ वानरसेनायाः सहायेन समुद्रस्य उपरि सेतुं निर्मितवन्तौ श्रीरामः श्रीरामेश्वरस्य स्थापनां कृत्वा शङ्करस्य भा भगवतः पूजां कृत्वा स्वसैन्येन सह समुद्रं लङ्घितवान् समुद्रं लङ्घयित्वा रामः शिबिरं कृतवान् सेतूनिमीलितस्य रामस्य समुद्रं लङ्घनस्य च वार्तायां रावणः अत्यन्तं दुःखितः अभवत् उत्तरकाण्डम् उत्तरकाण्डम् इति रामकथायाः समापनं रामसीतायाः रामः रामः लक्ष्मणेन च समस्तेन वानरसेनया सः अयोध्यां प्रत्यागतवान् रामस्य भाव्यं स्वागतं कृत्वा भरतेन सह सर्वे आनन्दिताः अभवन् रामस्य राज्याभिषेकः वेदशिवस्तुतिभिः सह अभवत् आगन्तुकानां विदायिम् अभवत् रामः जनान् प्रति प्रचारं कृतवान् जनाः च कृतज्ञतां प्रकटितवन्तः चतुर्णां भ्रातृणां द्वौ पुत्रौ आस्तां रामराज्यस्य आदर्शम् अभवत्